अहं काञ्जन् शुद्धोदकं यन्त्रं नामकजलयन्त्रं स्वीकृतवान् आरम्भे ते उक्तवन्तः तत्र विद्युत् व्ययः बहुन्यूनं भवति किन्तु तावद्विशिष्ट अनुभवः किमपि मया न प्राप्तः शुद्धजलम् आगच्छति औषधीयजलम् आगच्छति क्षारजलम् आगच्छति इति ते उक्तवन्तः किन्तु कदा तस्य शुद्धोदकस्य वा अथवा क्षारजलस्य वा अथवा भिन्नभिन्नरीत्या यज्जलम् आगच्छति तस्य उपयोगः करणीयः इति अहं सम्यक् न जानामि तस्य रक्षणमपि बहु कष्टं यदि आकाशे मेघध्वनिः भवति चेत् तत् भृष्टं भवेत् तादृशरीत्या अति सूक्ष्मयन्त्रं वर्तते तस्य रक्षणमेव इदानीम् अत्यन्तकष्टदायकं वर्तते